नमो नमः मम नाम प्रिन्स् कुमार् पाण्डे अस्ति अहं द्वादशकक्षायां पठामि मम गृहं केमूड् मण्डलं यत् बिहार् अस्ति मम पितुः नाम श्री सञ्जय् कुमार् पाण्डे अस्ति मम मातुः नाम मातुः नाम श्रीमति प्रतीमादेवी अस्ति अहं ग्रामे निवसति अहं सम्प्रति अस्मिन् कविकुलगुरुः कालिदाससंस्कृतविश्वविद्यालयः महाराष्ट्रराज्ये स्थिते राम् टिकतः इत्येतत् अध्ययनं करोमि अहं साहित्यं व्याकरणम् इतिहासं ज्योतिषं संस्कृत योगदर्शनम् एवं कम्प्यूटर् इत्यादीनां विषये सर्वेषां शास्त्राणां विषये अध्ययनं करोमि अहं वेदस्य विषये सर्वादिकं ज्ञातुं रोचते तथा च वेदस्य इतिहासः गुरुकुले सामवेदम् अधीतवान् अतः वेदः पठितवान्